सामान्यतः मम प्रदेशे जलस्य बहु समस्या दृश्यते एतदर्थम् अहं चिन्तयामि मम ग्रामे स्वस्थजलस्य संरक्षणार्थं बहवः जनाः स्वजीवनरक्षणार्थं जलस्य आवश्यकता भवति एतदर्थम् अहं जल एक एकस्मिन् एकस्मिन् स्थाने जलं स्थापनं करोमि तेषाम् उद्धारं भवति उक्तमस्ति जलैः अस्माकं जीवनं भवति एतदर्थं सर्वदा जलस्य संरक्षणं कुर्मः एवं जलस्य संरक्षणं कथं भवति अग्रे चिन्तयामः